प्रप्रथमं छायाचित्रं मया तावत् प्राक्तनकालेषु एका एकं भवति स्म किं सेम्सङ्ग् केमरा आसीत् मम हस्ते तेन माध्यमेन मया छायाचित्रं प्रप्रथमं स्वीकृतं मम अष्टमकक्षायाम् अष्टम न षष्ठकक्षायां प्रवेशः आसीत् तस्मिन् समये प्रथमपर्याये मया स्वीकृतं तदानीं साफ़्ट् कापीस् न भवन्ति स्म सर्वस्यापि हार्ड् कापि अस्माभिः स्वीकर्तव्यमासीत् वयं सर्वेपि पर्यटनार्थं गतवन्तः कक्ष्यायां तदर्थं विशेषतया मया नूतनमेकं केमरा स्वीकृतं तेन माध्यमेन प्रप्रथमं चित्रं कदाचित् द्विसहस्रतमे वर्षे मया स्वीकृतमित्यहं चिन्तयामि